भारतीयसंस्कृतवाङ्मये भरतमुनेः नाट्यशास्त्रं सुप्रसिद्धम् अस्माकं राज्यस्य सुप्रसिद्धं नाट्यं कुच्चिपुडी वर्तते आन्ध्रप्रदेशस्य सुप्रसिद्धकलासु इदं नृत्यम् अन्यतमम् आन्ध्रप्रदेशस्य मुख्यनाट्यकलापरङ्गताः भवन्ति राजा राधा कौशल्यारेड्डी इति ते बहुप्रसिद्धकलाकाराः सन्ति ते तृतीयचतुर्थस्तरे पुरस्काराः प्राप्तवन्तः भारते अन्य च प्रारम्भे ते लघुग्रामे निवसन्ति स्म तत्र उषित्वा एव शिक्षयन्ति स्म नृत्यादिकम् परन्तु ते स्वपरिश्रमेण सम्प्रति राष्ट्रीयस्तरे नृत्यादिकं प्रदर्शयन्ति ते पारम्परिकरीत्या शिक्षणम् आरब्धं सम्प्रति तदेव अग्रणीयन्ते